मम इष्टतमः सङ्गीतप्रकारः तु कर्नाटकसङ्गीतम् तत्र केवलं सप्तस्वरान् अनेकानि रागाणि उद्भवन्ति प्रतिरागं वैविध्यं विशेषतः भक्तिसङ्गीतं मह्यं रोचते भिन्न भिन्न रागे श्लोकाः गायामि चेत् अहम् अति सन्तोषम् अनुभवामि समयः कथम् अतीतः इत्यपि मम स्मरणं नास्ति अतः यत्किञ्चित् समयं समयः प्राप्ये अहं गातुं वा श्रोतुम् इच्छामि निश्चयेन प्रयत्नमपि करोमि